नमस्कारः भवतः किं नाम अस्ति भवान् कीदृशं कष्टम् अनुभवति भव भवान् ज्वरः कति दिनात् वर्तते कासः च कति दिनाभ्यां भवति किं भवतः शिरोवेदना अधिकम् अस्ति वा अस्तु किं भवतः शैत्यं श्वासोच्छ्वासे बाधा उरस्थले च ज्वलनम् अनुभूयते भवतः ज्वरेण सह शैत्यम् अपि अनुभूयते वा अस्तु शम् भवतः कासे को अपि विशेषः परिवर्तनम् अनुभूयते वा यथा कासः अधिकं भवति कण्ठे च वेदना अनुभवति इति वा अस्तु भवतः लक्षणानुसारेण इदं तु सामान्यं वैरल् इन्फ़ेक्शन् इति भाति अतः भवतः कासस्य ज्वरस्य च औषधि औषधं ददाति ददामि किञ्चित् विराममपि प्रयासं स्वीकरोतु आम् भवान् लवनोष्णजल् जलेन गार्गलम् इति कुरुतात् शय्यायां च विश्रामं स्वीकरोतु यदि भवतः स्थितौ किमपि परिवर्तनं न भविष्यति चेत् पुनः मिलतु भवान् शीघ्रातिशीघ्रं स्वस्थं भवेत् इति प्रार्थना करोमि अन्यः कोपि प्रश्नः अस्ति चेत् कृपया पृच्छतु नमस्ते स्वस्वास्थ्ये किञ्चित् अवधानं यच्छतु